संस्कृतं संस्कृतभाषाभाषिणः तावत् संस्कृतं वस्तुतः बहु इच्छन्ति यतः अस्माकं सर्वाधारं वर्तते संस्कृतं पुनश्च संस्कृतिः ये च संस्कृतेन सम्भाषणं कुर्वन्ति ते अद्यापि स्वपरम्पराम् अवश्यं पालयन्ति इत्येव विशेषः पुनश्च ये च संस्कृतं जानन्ति ते पारिवारिकं पारि पारम्परिकसंस्कृतेः रक्षणं कुर्वन्ति तस्य गृहे काचन परम्परा भवति तस्याः रक्षणं ते अवश्यं कुर्वन्ति पुनश्च ये च संस्कृतं जानन्ति ते अत्यन्तं बुद्धिमन्तः भवन्ति यतः श्लोककण्ठस्थीकरणं व्याख्यानम् इत्यादिकं बहु सम्यक् कर्तुं शक्नुवन्ति इति कारणतः ते स् बहु सम्यक् जीवनं यापयन्ति पुनश्च अस्माकं संस्कृतिः वदति संस्कृतं संस्कृतिः मूलाधारमस्माकं वर्तते यः स् संस्कृतिं जानाति सः संस्कृतं जानात्येव यश्च संस्कृतं जानाति सः संस्कृतिं जानात्येव अतः संस्कृतं सर्वभाषायाः आधारभूतं वर्तते इति कृत्वा ते संस्कृतजनाः स्वपारम्परिकसंस्कृतेः रक्षणम् अवश्यं कुर्वन्ति ते सर्वत्र पू पूजनार्हाः भवन्ति अतः ये वदन्ति सेनापत्यञ्च राज्यं च चक्रवर्तित्वमेव च सर्वलोकाधिपत्यं च वेदशास्त्रं विदर्हति इति